नमस्ते हरिः ओम् आं महोदय वदतु हा भवान् भगवत्कृपया कुशलं भवान् अहं कुशलं भवान् हा हा हा विज्ञापना हा किं किमर्थमिदानीम् अत्र आगत्य षड् मासम् एव अस्ति खलु सद् षड्मासात् पूर्वमेव भवान् अत्र आग आगच्छन्ति खलु आगच्छति खलु आगतवानस्ति हा अस्तु अस्तु निश्चयमेव

महोदय अहमेकं वक्तुमिच्छामि बेङ्गलूरु नगरे बहवः विद्यालयः सन्ति खलु अत्र अपि अत्र अपि नूतनविद्यालयाः पुरातनविद्यालयाः अपि सन्ति भवान् किमर्थं क्षेत्राननं कर्तुम् इच्छामि इच्छति हा

ओ अस्तु वा आं पेस्मेकर् अहं जानामि योजनीयं ह्यः सत्यमेव तत् सत्यमेव अवगतं महोदय अहम् एकं वक्तुम् इदानीमेकम् एकं सूचनं वक्तुमिच्छामि षड्मासं पूरीकृत्य तदर्थम् एकवर्षम् अत्र सैन् कृतवा कृतवान् खलु अहम् एकवर्षं बेङ्ग्लूरुनगरे वसामि वसित्वा एव कार्यं करोमि इति भवान् उक्तवान् खलु तत्करणे अहं मम सु सुप् सुपीरियर् पार्टिमध्ये अहं क्क् किं वदामि इति अहं योजयामि आम् आ

हा हा हा हा आम् आम् आम्

अस्तु अस्तु अस्तु महोदय अहं चिन्तयित्वा हा अस्तु अस्तु महोदय अहं श्वः वयं श्वः मिलामः मिलित्वा अहं पोसिटिव् सूचनाम् एव अहं ददामि धन्यवादः चिन्ता मास्तु हरिः ओम्